शिक्षणव्यवस्थायां समूहमाध्यमे च संस्कृतस्य उचितस्थानं न वर्तते किन्तु किञ्चित् किञ्चित् रूपेण वर्तते इदानीं बी जे पि सर्कारः यदस्ति सः सर्कारः एव संस्कृतस्य किञ्चित् स्थानं कल्पयति पूर्वे यः काङ्ग्रेस् सर्कारः वर्तते तद्दलं संस्कृतस्य मरणमेव इच्छन्ति तदेव विपर्य सः एव विपर्यासः भारतस्य व्यवस्थायां संस्कृतं अति उत्तमा भाषा इति पूर्वैः कल्पितं किन्तु इदानीन्तन काले इङ्गलीश् भाषायाः प्राबल्यात् संस्कृतं अति अधः वर्तते